वस्तुतः कोविड्काले एव अन्तर् अन्तर्जालकार्यम् अधिकं कार्यं कृतवान् अस्ति कारणम् तस्मिन् समये एव संस्कृतं पाठयितुम् ओन्लैन्माद्यमेन कथं पाठयामः इति चिन्तनेन ओन्लैन्पाठनं कथं करणीयम् इति कृतम् इति प्रयत्नं कृत्वा तादृशं पाठनम् आरब्धवान् एवमेव तत्र पवर् पायिन्ट् प्रसन्टेशन् पिपिटि निर्माणं पूर्वं न जानामि स्म कोविड्काले एव तद् पठित्वा पिपिटिद्वारा ओन्लैन्द्वारा पाठनमपि साध्यं अग्रे एवमेव विडियो एडिटिङ्ग् कथं करणीयम् इति न जानामि स्म कोविड्काले विरामसमये संस्कृतं पाठनार्थम् विडियो एडिटिङ्ग् कथं करणीयम् इति पठित्वा यथेष्टं विडियो एडिट् कृतवान् ए एवं कोविड्काले वस्तुतया तन्त्रज्ञानस्य ज्ञानवर्धनार्थं बहु उपयोगप्रदम् अभवत् इति मम विश्वासः